अस्माकं प्रदेशे महिलाः अपि शिक्षणम् उद्योगं प्राप्नुवन्ति किं किं यच्छन्ति तमेव प्राप्नुवन्ति तत्र इदानीं समस्या तु नास्त्येव सहकारं प्राप्नुवन्ति सामाजिकस्थानविषये अपि इदानीं तनकाले सर्वे सर्वेषु सर्वासु संस्थासु महिलानां सहभागित्वम् आवश्यकम् इति सर्वे चिन्तयन्ति चिन्तयन्तः सन्ति अतः सामाजिकस्थानमपि प्राप्तुं प्राप्तुम् इदानीम् अवकाशः अधिकः अस्ति